मम जीवनकाले द्रष्टस्य तन्त्रज्ञानसम्बन्धस्य आविष्करणं बहुसम्यक् वर्तते तन्त्रज्ञानेन एव इदानीं मानवजीवनस्य जीवनं बहु सरलम् अस्ति यत्किमपि कार्यं भवति झटिति एव भवति यदि कोऽपि पठितुम् इच्छति चेत् आन्लैन् माध्यमेन सर्वं प्राप्तुं शक्नोति यदि कोऽपि क्रीडितुम् इच्छति तथापि तत्र क्रीडा अपि वर्तते यदि कोऽपि किमपि शोधमपि कर्तुम् इच्छति तदापि सः तन्त्रमाध्यमेन एव शोधनं कर्तुं शक्यते मम जीवने तु तन्त्रज्ञानस्य बहुप्रभावः वर्तते एतेन मम जीवने मम शिक्षा अपि सम्यक्तया चलति यदा इच्छा भवति चेत् अहं क्रीडामपि करोमि मम यथा यदा अहं शोधकार्यं करोमि तदा अपि मम सहायतां करोति झटिति एव परिणामः आगच्छति यदा अहं गणनां करोमि अहं तु आन्लैन् माध्यमेन वा सङ्गणकेन एव गणनां कर्तुं शक्नोमि तदा झटिति एव कार्यं भवति